ग्रामे ये जनाः निवसन्ति तेषां कृते न्यायस्थानसेवायां किञ्चित् कष्टं वर्तते कारणम् प्रथमं तु तेषां यत्र गृहं वर्तते तस्मात् स्थानात् न्यायस्थानम् अत्यन्तं दूरे भवति द्वितीयम् ते अधिकं पठनं कदाचित् न कृतवन्तः अधिकः शिक्षितः न भवन्ति इति कारणेन किमपि पत्रं पठने अवगमने वा तेषाम् अत्यन्तं कष्टं भवति अतः अहं चिन्तयामि ये खलु ग्रामीणाः भवन्ति तेषां कृते तु न्यायस्थानसेवायाम् अत्यन्तं कष्टं भवति इति धन्यवादः